मम प्रदेशे बहवः धार्मिककार्यक्रमाः भवन्ति अस्माकं परम्परायां नवरात्रसन्दर्भे अत्यन्तम् उत्साहेन धार्मिककार्यक्रमः समाचर्यते यत्र च नव दिनानि यावत् देव्याः पूजनं कुर्वन्ति प्रतिदिनं देव्याः प्रत्येकं स्वरूपम् आश्रित्य पूजा भवति नवसु अपि दिनेषु नवधा भिन्नायाः देव्याः पूजा अस्माभिः क्रियते तत्र प्रत्येकं देव्याः स्वरूपस्य पूजनेन भिन्नं भिन्नं फलम् अपि पुराणेषु कथितमस्ति तद् तदनुसारम् अस्माभिः पूजा क्रियते प्रार्थना च क्रियते एवम् अन्येपि उत्सवाः अस्माभिः क्रियन्ते यथा प्रतिवर्षम् अस्माकं प्रदेशे देवालयेषु वार्षिककार्यक्रमः इति भवति यत्र गणपतेः हवनं क्रियते रुद्रस्य हवनं क्रियते हवनं नाम तस्याः देवतायाः प्रीत्यर्थं हविः प्रदीयते तेन अस्माकम् आयुषः आरोग्यस्य सम्पदः च अब् अभिवृद्धिः भवतु इति प्रार्थना अस्माभिः क्रियते एवं धार्मिकपरम्परायां प्रक्रियाः वर्तन्ते